एकविंशति अदिकविंशतिः शतं वर्षे जून् मासस्य षोडश दिनाङ्के त्रयोविंशति अधिकविंशतिशतं वर्षे एप्रल् मासस्य सप्तदशदिनाङ्कः सप्त अधिकविंशतिः शतं वर्षे जून् मासद्वितीयदिनाङ्कः दशोत्तरविंशतिशतवर्षे नवेम्बर् मासस्य चतुर्विंशतिः दिनाङ्कः द्वादश अधिकविंशतिशतवर्षे आगस्ट् मासस्य सप्तविंशतितमः दिनाङ्कः